यदि शरीरः सुदृढः भवेत् तर्हि केचन नियमानां पालनम् अस्माभिः अवश्यं करणीयमस्ति यतोहि शरीरस्वास्थ्यर्थं सुदृढः शरीरः आवश्यकः अस्ति वयं बहु कार्यं करणीयं चेत् अस्माभिः शरीरस्य स्वस्थता आवश्यकी अतः अस्माकम् आहारस्य समयः निश्चितिः भवेत् भोजनात् पूर्वं वयं कर्कटि गृञ्जनकं फलाहारस्य सेवनम् अवश्यम् अस्माभिः करणीयम् तैलीयपदार्थानां सेवनं न करणीयं केचन पदार्थान् अस्मभ्यं न रोचन्ते तर्हि अपि खादनीयः भवन्ति इतोऽपि भोजनानन्तरं शीघ्रं जलं न पिबेत् भोजनानन्तरं सार्ध एकघण्टानन्तरं जलं पिबेयुः भोजनान्ते तक्रं पिबेत् अतः अस्माकं स्वास्थ्यं शारीरिकदार्ढ्यं निर्वोढुम् एते आहारप्रतिबन्धाः अस्माभिः अनुसरणीयाः